विद्यालये महाविद्यालये विज्ञानप्रकल्पः सर्वत्र भवति एव यदा अहं शालायां शिक्षिकारूपेण कार्यक्रमं कुर्वती आसं तदा प्रतिवर्षे तत्र विज्ञानप्रकल्पः तत्र प्रचलन् आसीत् वर्षे वर्षे द्विसहस्राधिकः छात्राः तत्र भागं स्वीकुर्वन्ति स्म तत्र अहं शिक्षिकारूपेण कार्यं कुर्वती आसम् खलु अहं मया किञ्चित् मार्गदर्शनं तत्र दीयते तेभ्यः तेषां कृते अहम् एवं ड्रोन् माडेल् कर्तुं तत् न्यूटन्स् ह्वील् कर्तुं तत् अन्यत् किं विज्ञानप्रदर्शिका विषये बहूनि मार्गदर्शकं कृतवती तत् मम अनुभवः किञ्चित् रोमाञ्चनकारी आसीत् बहुसुन्दरं भवति तत् द्रष्टुं विज्ञानप्रकल्पः जनसामान्यानां कृते किञ्चित् ज्ञानं भवति तत् दृष्ट्वा बालानां कृते तु तत् अनुभवः एव बहु किं भिन्नं भवति सुन्दरं भवति इति मम अभिप्रायः